हरिः ओम् ओ हो क्षम्यताम् इति वयम् इति तृटी जाता किञ्चित् तद् तस्य सर्का सर्वकारः अवकाशः अस्ति बहु अवकाशः आगतः मध्यमः तर्हि आफ़ीस्मध्ये अपि कार्यालये अपि बहु जनाः तत्र न आगताः इति कारणात् तस्य डिल्वरिमध्ये किञ्चित् तृटी जाता तस्य विलम्बः जातः इत्युक्ते क्षम्यतां तर्हि भवती का भवत्याः नाम किम् ओ हो हा किम् आडर् कृतं भवती हा आम् आम् आं क्षम्यतां परन्तु तस्य कृते तत्र कार्यालये कोपि जनाः न सन्ति तत् सर्वे अवकाशगता तत्र सर्वे बा बहिः गतवान् कुत्र कुत्रचित् तर्हि अहं पा एकवारं प्रयत्नं कुर्मः तस्य हेडाफ़ीस्मध्ये एकं लेटर् दत्तवन्तः भवत्याः आर्डर् तद् अस्ति तद् अहं स्वयमेव आग आनयिष्यामि तर्हि अहं पश्यामि तर्हि वय एं कं किं कर्तुं शक्यते श्वः एव हा तर्हि कुत्र तर्हि शेहर नगरमस्ति चेत् तर्हि कोपि चिन्ता नास्ति परन्तु भवत्याः गृहं तस्य ग्रामे अस्ति चेत् तर्हि किञ्चित् विलम्बः जात् भविष्यति तर्हि वयम् अ अहं श्वः पर्यन्तं प्रयत्नं करोमि तद् डिलिव्रि शीघ्रं तु शीघ्रमेव आगच्छति आगम् आगमिष्यति अद्य अहमयं अद्य प्रयत्नं करोमि तत् लेटर् अपि लिखितं लिखामि लिखामि चेत् किञ्चित् विलम्बः परिवारे भवत्याः परिवारे कोपि जनाः सन्ति चेत् अत्रागम्य आगन्तुम् आर्डर् स्वीकरोति चेत् स्वीकरिष्यति होम् डेलिव्रि या आमामां जानामि परन्तु अत्र कोपि जनाः न सन्ति सर्वकारः अवकाशः अवकाशादिति कारणादेव किञ्चित् विलम्बः जातः परन्तु अहं प्रयत्नं करोमि अहं श्वः स्वयमेव आगमिष्यामि आगमिष्यामि आर्डर् डिलिव्रि कृते श्वः पर्यन्तम् अहं स्वयमेव आगमि आं मम एका सखी मम एका सखी अस्ति सा तत्र एव ग्रामे उपविशति निवसति अहं तस्यामेव एक् आम् आम् आमामं श्वः एव स्वयमेव प्रयत्नं करोमि आं धन्यवादः